पारम्परिकशैक्षणिकविषये बहवः विषयाः सन्ति अलङ्कार तर्क वेदान्त व्याकरण ज्योतिष्य आदयः अत्र अहं ज्योतिषशास्त्रस्य अध्ययनं कुर्वन् अस्मि अग्रे वेदान्तव्याकरणशास्त्रं तर्कशास्त्रं च पठितुम् इच्छामि अस्माकं विद्यालये तेषां विषये अवसरः अपि अस्ति अत्र प्रथमस्तरेसिद्धान्तस्य विषये अस्माकं पठनं भवति सिद्धान्तविषये सिद्धान्तशिरोमणि सूर्यसिद्धान्तः इत्यादयः विषयाः सन्ति तत्पश्चात् होराविभागः अध्ययनं करणीयं होराविभागे बृहज्जातकं हरदीपिका चमत्कारचिन्तामणि मुहूर्तचिन्तामणि प्रश्नमार्गादिग्रन्थानाम् अध्ययनं करणीयं तत्पश्चात् संहिताग्रन्थस्य अध्ययनं करणीयं संहिता विभागे विशेषरीत्या बृहत्संहिताग्रन्थः अस्ति